अस्माकं जीवने क्रीडायाः अद्वितीयं महत्वं वर्तते अस्माकं स्वास्थ्यस्य मनोवैज्ञानिक विकासस्य सामाजिक विकासस्य च सम्पूर्णं समाधानम् अस्ति क्रीडा क्रीडनेन अस्माकं शारीरिकस्वास्थ्यं वर्धते ऊर्जायाः पूर्णञ्च भवति अस्माकं मानसिकतणावं न्यूनीकरोति अस्मान् सुखी च स्थापयति अस्माकं शारीरिकं मानसिकं च स्थितिं सुधारयितुं क्रीडा एकम् अद्वितीयं माध्यमम् अस्ति यदा वयम् क्रीडां कुर्मः तदा अस्माकं शरीरस्य व्यायामः भवति अस्माकम् अस्थिः स्नायुः अस्नायुः अस्थि बलस्य बलं वर्धते वयम् स्वस्थाः बलवन्तः च भवेम क्रीडां कृत्वा अस्माकं श्वसनमार्गः सुचारुरूपेण कार्यं करोति मस्तिष्कञ्च स्वसमयं सम्यक् प्रबन्धयति क्रीडा महान् सामाजिकसंस्था अस्ति यदा वयं क्रीडां कुर्मः तदा वयं सः क्रीडकैः सः समूहेषु सङ्घटनं कृत्वा सामूहिककार्यं कुर्मः एतेन अस्माकं सामाजिकं सङ्घटनात्मकं च कौशलं विकसितं भवति तथा च अन्यैः जनानां सहकार्यं कर्तुं कौशलं विकसितं भवति क्रीडा नेतृत्वगुणान् विकसयति अस्माकं सामाजिक सामाजिकबुद्धिम् सुदृढं करोति द्वन्दस्य सक्षमतापूर्वकं निवारणस्य अवसरञ्च ददाति क्रीडा अस्मान् नैतिकतायाः संयमस्य च महत्वपूर्ण पाठान् अपि ददाति यदा वयं क्रीडासु भागं गृह्णामः तदा अस्माभिः नियमानाम् नियमिततायाः च अनुसरणं कर्तव्यम् अस्ति एतेन अस्माकम् अनुशासनं संयमम् नैतिकमूल्यानां विकासः भवति अन्यैः क्रीडकैः सह सम्यक् क्रीडितुम् अस्मान् अपेक्षते अस्माकं सङ्ख्यायाः आदरं कर्तुं च शिक्षयति क्रीडा अस्मान् दलरूपेण कार्यं कर्तुम् उत्तमं स्तरं प्राप्तुम् अन्यैः सहकार्यं कर्तुं च क्षमताम् अयच्छति